मम प्रदेशे विद्युतः समयः तु नाम चतुर्विंशतिहोरा अपि विद्युत् भवति किन्तु बुधवासरे कदाचित् शुक्रवासरेपि विद्युतः विद्युतः विच्छेदः भवति अतः पुनः ऋतुषु वर्षा ऋतुषु